गूगल् पे फ़ोन् पेमध्ये अधिकतया धनं नास्ति अतः भवान् तत्र क्याश् स्वीकरोतु क्याश् स्वीकरोति चेत् सम्यक् भवति मम गूगल् पे फ़ोन् पेमध्ये धनं नास्ति कारणात्